पूर्वमासे अहम् एकं हारं भवतः आप् मध्ये क्रीणितवती तत् दर्शितुं सम्यक् अस्ति बहु अभिलाषा आसीत् मम एतद् दर्शन अनन्तरम् अनन्तरं तदर्थम् एव अहं तत् क्रीणितवती किन्तु धारनानन्तरम् एकं वा द्विवाराम् अहं धृतवती एतं हारं तद् अनन्तरं तस्य वर्णम् एतम् अस्ति तत् स्वल्पं वर्णं वर्णविकारः ज जातः इदानीं इदानीं तद्वर्णं ए एक भिन्नम् अभवत् अनन्तरं तस्य मूलं मू तस्य मूलकमपि बहु अधिकम् अस्ति इति मम मित्राणि मित्राणि उच्यन्ते किमर्थं भवती अधिकं मूल्यं दत्तवती इति उच्यते